चित्रणावसरे कष्टकरं नाम मुखस्य रेखाटनं कर्तव्यम् इति कष्टकरं वर्तते तत्र मया अस्य परिहारार्थं मुखाकृतेः आदौ रेखाटनं कृत्वा तदुत्तरम् अन्ते प्लस् इति चिह्नं कृत्वा मध्ये एवञ्च या सरला रेखा दण्डरेखायाः दण्डरेखायाः उपरि नासिकाकारं कृत्वा एवञ्च या सरला रेखा तस्याः उपरि नेत्रयोः रेखाटनं कृत्वा मुखस्य आकृतिः समीचीनरीत्या रेखा आकृत्याः समीचीनरीत्या रेखाटनं क्रियते इत्थं प्रकारेण अस्य परिहारः कर्तुं शक्यते सामान्यतः सर्वेभ्यः चित्रेभ्यः कीदृशं चित्रितुं कष्टं भवति इति चेत् मु मुखाकृतिः रेखाटनं रेखाटनानन्तरं अन्यद्यत् शरीरम् अन्यशरीराकृतेः रेखाटनं कष्टकरं भवति कदाचिद् मुखापेक्षया शरीरं वर् बृहद्भवति शरीरापेक्षया मुखाकृतिः बृहद्भवति इत्थं क्लेशाः जायन्ते तत्र अभ्यासक्रमः कः इति चेत् ईषदीषद् रेखाटनं कर्तव्यं बहु दीर्घरेखाटनं न कर्तव्यं स्वल्पं रेखाटनं कृत्वा द्रष्टव्यं ह मुखे मुखस्य तथा श अन् अन्यस्य अपरशरीरस्य आकृतिः समाना दृश्यते वा न एवञ्च सम्पूर्णस्य शरीरस्य मापनं यथा कर्तव्यं हस्तयोः मापनं तथा किम् इति चेत् चतुर् चतुष्कोण आकृतिः इति भवेत् यावत् शरीरस्य माप् मानं भवति तावदेव हस्तयोः मानम् उभयोः हस्तयोः मानं तावदेव भवेत् इत्थम् अभ्यासक्रमः यदि भवति चेत् रेखाटनं सम्यक् भवति